मम इष्टतमः सङ्गीतज्ञः प्रिन्स् रामवर्मः इति

कर्नाटिक् सङ्गीते बहु निपुणः अस्ति तस्य पूर्वजाः ट्रावङ्कूर् प्रदेशस्य महराजाः आसन् प्रिन्स् रामवर्मस्य बहूनां कार्यागारं प्रति अहं गतवती आसम् तेषु सः मुत्तुस्वामीदीक्षितर् अथवा स्वातीतिरुनाळ् महाराजानां यानि अप्रसोद्धानि गीतानि सन्ति तान् पाठितवान् आसीत् अनेन मुत्तुस्वामीदीक्षितस्य च स्वातीतिरुनाळ् महाराजस्य च साहित्यनिर्माणरीतिम् अहं अवगन्तुं शक्तवती